नृ नृत्यशालामध्ये अहं केवलम् अभ्यासमेव कृतवति अहम् अरङ्गेट्टं सर्वम् इत्यादि दृष्टवति दिनत्रयं वा अहं दृष्टवति तत्र बहु उत्तमतया कृतवन्तः एकं कण्टिन्यूलि एक ट्वेण्टिमिनिट्स् वा अर्धघण्टा वा ते कृतवन्तः किन्तु अहम् अभ्यासं कर्तुं समये एकं पञ्चनिमेषं कण्टिन्यूलि अहं करोमि चेतपि अहं कष्टम् अनुभवामि किन्तु ते अर्धघण्टा कथं नृत्तितवन्तः इति एकं आश्चर्यमेव अस्ति अनन्तरं त्रीन् मिनिट्स् कर्तुं बहु मासात् अहम् अभ्यासं करोमि एवं चेत् ते अर्धघण्टा तत्र नर्तनं नृत्यं कर्तुं कति वारं कति मासं ते अभ्यासं कृतवन्तः अहं न जानामि सो तादृशं ते स्म स्मरणे स्थापयित्वा एकेकं स्टेप्स् अपि स्मरणे भूत्वा ते कृतवन्तः बहु उत्तमम् आसीत् बहु अभ्यासम आभ्यास् अभ्यासम् आवश्यकम् इति अहम् अवगतवति किमर्थम् इति चेत् ए केवलं त्रि मिनिट्स् मया कर्तुं बहु कष्टम् अनुभवामि किन्तु ते अर्धघण्टा कृतवत् कृतवन्तः अर्धघण्टामध्ये कति त्रिमिनिट्स् अस्ति एवं चेत् अहं कति वारम् अभ्यासं करणीयम एवं तादृशं मम चिन्तनं जातं सो उत्तमम् आसीत् बहु सन्तोषः अहं भूतवति दृष्ट्वा